क्रीडनं चलनचित्रदर्शनं गीतश्रवणम् इत्यादि मम लग्नाः मनोरञ्जनक्रियाकलापाः विरामकाले मनोरञ्जनाय कादम्बर्यः पठ्यते मित्रैः सह वार्तालापं करोमि पुत्र्या साकं चतुरङ्गक्रीडां क्रीडामि हास्यकणिकाः अपि मह्यं बहु रोचते अतः अन्तर्जाले यूट्यूब् मध्ये ये हास्यकणिकाः सन्ति तान् पश्यामि संस्कृतविषयेपि महान् आसक्तिः अतः अन्तर्जाले संस्कृतविषये यानि चित्राणि आरोपितानि तानि अपि पश्यामि श्रुणोमि च